अधुना ओला क्याब् इति कश्चन अस्ति वा ददि अस्ति तर्हि ओला क्याब् मध्ये कोल् करोमि ओल क्याब् तत्र अत्र आगच्छन्तु अस्माकं कुत्र गन्तव्यम् अस्ति अतः अस्माकं जनः प्रायतः टेन् टु ट्वेल् इति अस्ति अतः एकं विशालं बृहत् आकारं कार् वा यत् यत् भविष्यति तद् आनयन्तु अत्र आगच्छन्तु अस्माकं गृहस्य सर्वे जनाः गच्छन्ति तत्र पीक् अप् पिक् अप् लोकेशन् भवति एयिट् पोस्ट् मेण्से इति एवं डोर् स्टेप् भवति बेङ्गलूर् इति एतेषां कृते अहं गच्छामि अतः शीघ्रम् आगच्छन्तु अस्माकं गृहे दश द्वादश जनाः सन्ति ते अपि गच्छन्ति अतः ज्येष्ठाः ज्येष्ठाः अपि एवं यानम् आनयन्तु सम्यग्रूपेण ते गच्छन्ति शक्नुवन्ति इति प्रायतः दशवादने आगच्छन्तु एवं धन्यवादः